मार्च् मासस्य सप्तमः दिनाङ्कः द्विसहस्रतमः वर्षः जनवरी मासस्य षोडशः दिनाङ्कः सप्ताधिकद्विसहस्रतमः दिनाङ्कः नवेम्बर् मासस्य त्रिंशः दिनाङ्कः द्वादशादिकद्विसहस्रतमः वर्षः पञ्च पञ्च मे मासस्य नवमः दिनाङ्कः नवादिकद्विसहस्रतमः वर्षः नव डिसेम्बर् मासस्य अष्टमः दिनाङ्कः द्व्यधिकं पञ्च पञ्चाधिकद्विसहस्रतमः वर्षः फ़ेब्रवरी मासस्य चतुर्दशः दिनाङ्कः द्वे द्वे अधिकद्विसहस्रतमः वर्षः